हरि ओम् दुर्गादर्शिनी मन्दिरं किल उपाहारमन्दिरम् आम् आम् सत्यम् मम गृहं प्रति चतस्रः दोसाः चट्नी अपेक्षिताः एवं च तत् स्वीकर्तुं क्रेतुं किमपि डिस्कौण्ट् किमपि अस्ति वा तादृशं किमपि अस्ति चेत् कृपया डिस्कौण्ट् कूपन्स् कृपया माम् ज्ञापयतु